योगः शारीरिकव्यायामस्य रूपम् एव न अपि तु मानसिकञ्च वर्तते अत एव योगशास्त्रेन योगस्य लक्षणम् एव उच्यते चित्तवृत्तिनिरोधः इति शारीरिकमानसिकपीडाञ्च यः निवारणं करोति सः योगः इति उच्यते योगा जीवने एका कला या कला केचन शिक्षन्ते इति तु नास्ति सर्वेषां जीवने अपि मुख्य अत्यावश्यक अंशः एव योगः योगः अस्माकं जीवनविधानं कस्मिन् ऋतो कथं जीवनशैली भवेत् इत्यादिकम् अपि ऋतुचर्या इत्यादि अंशेन योगः बोधयति एकस्मिन् दिने अस्माकं कर्तव्यकार्याणि कानि कथं करणीयम् इत्यादिकं सुष्टुः बोधयति दिनचर्या इत्यादि द्वारा